पादपानि पादपानि म् अस्माकं प्रतिवेशी जनाः ददा ददन्ति अथवा अस्माकं बन्धुजनान् ददन्ति बी बीज बीजानां द्वारा पादपानाम् उत्पादनं मम इष्टविषयः तदर्थम् अन्यजनानां डिपेन्डेन्स् इति यदा कदापि नास्ति अतः बीजानां रक्षणं मम इष्टविषयः बीजानाम् उपरि डिपेण्डेन्स् स सर्वेषां कृते उत्तमविषयः इति मम अभिप्रायः